अस्माकं समुदाये विवाहसम्प्रदायबद्धं प्रचलति पञ्चदिनानि प्रचलति अस्माकं विवाहः विवाहकार्यक्रमे सर्वे गृहजनाः भागं स्वीकुर्वन्ति मन्दिरदर्शनम् अस्माकं बान्धवाः मित्र मित्रानि सर्वे अस्माकं विवाहदर्शनार्थं प्रत्येकः आगच्छति स् सर्वे भागं स्वीकुर्वन्ति अस्मिन् कार्यक्रमे वयं बालिकायाः प्रथमदिवसे बालिकायाः गृहं गच्छामः तत्र पूजादिकं कारिक्रमं कृत्वा अनन्तरं मन्दिरदर्शनं भवति तस्मिन् दिवसे एव मङ्गलसूत्रधारणं भवति सर्वे जनाः सन्तुष्टाः भूत्वा गृहं गच्छन्ति